स्थायीपठनस्य प्राप्ति तेषां कथित सकारात्मक दृष्टिकोणांनां गणनाम् अभावे अपि शोधं दर्शयति यत् अल्पः पर्यटकः उत्तरदायि पर्यटनम् उद्धारणक्रमाणां कृत्वा पर्यटनं सौखदं परिवहनं चयनं कृत्वा अथवा गन्तव्यः घन् गन्त गन्तव्य समुदायस्य प्रति उत्तरदायि व्यवहारं कृत्वा तदनुसारं कार्यं कुर्वन्ति उपभोक्तृणां नूनं समर्थनं स्थायिपर्यटनस्य प्राक्तेः मुख्यबाधा तु तु अन्यतममस्ति एकं कारणं यद् विद्यमानम् उपक्रमम् उपभोक्तृणाम् ध्यानं न नष्टं कुर्वन्ति येन उद्योगः सर्वकार्यैश्च स्थितिपर्यटनस्य निरन्तरं प्रचारं कर्तुम् तिर्यस्य कुर्वन्तु अनन्येषु क्षेत्रेषु स्थायी उपयोगं प्रवर्त्येषु स्मर सकारात्मकः प्रयत्नः सूचयति यद् पर्यटनविकल्पानां प्रकृतिः विशिष्टाः वादाः अवशिष्याः सन्ति